संस्कृतभाषा इति इयं भाषा जगति प्राचीनतमा विद्यते अस्यामेव भाषायां वेदादिकं सर्वम् उपनिबद्धं विद्यते तत्र च् चत्वारः वेदाः प्रसिद्धाः सन्ति ऋग्वेदयजुर्वेदसामवेद अथर्वणवेदाख्याः तत्र वेदाङ्गानि अपि बहूनि विद्यन्ते एवं उपवेदाः अपि बहवः विद्यन्ते तत्र एवं चतुर्दशविद्यास्थानानि संस्कृतवाङ्मये प्रसिद्धानि सन्ति तत्र शास् शास्त्रादिकमपि अन्तर्भवति यथा व्याकरणन्यायमीमांसावैशेषिकादिकं तत्र न्यायादिशास्त्रं गौतमादिमहर्षिभिः प्रणीतं विद्यते सर्वमपि शास्त्रं महर्षिभिः प्रणीतं विद्यते तत्रापि सर्वेषां दर्शनानां परं प्रयोजनं विद्यते निःश्रेयसप्राप्तिः इति तत्र काणादं पाणिनीयञ्च सर्वाशास्त्रोपकारकम् इति रीत्या व्याकरणशास्त्रं न्यायशास्त्रञ्च वैशिष्ट्यं भजते